अहं फलम् आरोपयितुम् इच्छामि यतः फलं यदि वयम् आरोपणं कुर्मः तदा तेन वयमपि खादितुं शक्नुमः अन्ये अपि खादितुं शक्नुवन्ति तेन अस्माकं बुभुक्षा अपि निवार्यते अन्येषामपि बुबु बुभुक्षा निवारयितुं शक्यते फलेन अतः फलं फलस्य वृक्षं वृक्षम् आरोपयितुम् अहम् इच्छामि